मम प्रदेशे इत्युक्ते उत्तराखण्डप्रदेशे भव्याः क्रीडाः तत्र क्रीडन्ति जनाः तासु क्रीडासु काचित् क्रीडा एका वर्तते सा क्रीडा श्लोकन्ताक्ष्री क्रीडा इति नामधेया अस्ति तस्यां क्रीडायां किं भवति इति चेत् तत्र द्वे पक्षे भवतः तयोः पक्षयोः मध्ये एकः पक्षः यः भवति सः पक्षः आदौ एकं श्लोकं वदति एकः श्लोकः वदति तं श्लोकस्य अन्ते तस्य श्लोकस्य अन्ते यत् पादम् आगच्छति वा अथवा अक्षरम् आगच्छति तम् अक्षरं स्वीकृत्य यः द्वितीयः नाम अन्यः पक्षः भवति सः पक्षः तं वर्णं स्वीकृत्य द्वितीयं स् लोकं वदति यदि द्वितीयः यः पक्षः वर्तते सः पक्षः श्लोकं वक्तुं न शक्नोति चेत् तदानीं सः पराजिताः इति उच्यते किन्तु ये किन्तु झटिति एव न अपि तु तत्र निमेषाः दीयन्ते नाम दशनिमेषाः वा विंशतिः निमेषाःवा इति यदि तासु निमेषेषु तेषु निमेषेषु यदि तृतीयः पक्षः श्लोकं वक्तुं न शक्नोति चेत् तदानीं सः पराजितः भवति इति